मम प्रदेशे बहूनि धार्मिकस्थानम् धार्मिकस्थानानि सन्ति तत्र सर्वदा जनाः गच्छन्ति सन्ति तत्रत्याः आचाराः तु सम्यक् भवति बहु उत्तमतया पालनं कुर्वन्ति धार्मिकस्थलं सर्वदा शुद्धतया भवति सर्वदा उन्न सर्वदा अन्नदानं भवति एवं बहु उत्तमतया भवति पालनं च कुर्वन्तः सन्ति